अस्माकं कोलनि मध्ये जलं प्राघड अस्ति अतः शोधनयन्त्रं कानिचन जनानि शोधनयन्त्रं उपयोगं करोति परन्तु कानिचन जनानि शुद्धं प जलं शो क्वथितं कृत्वा तदनन्तरं शीतलं कृत्वा श्वेतवस्त्रे शुद्धं कृत्वा उपयोगं करोति मम गृहे अस्तु अक्वागार्ड् शोधनयन्त्रं स्थापयित्वा तत् जलम् उपयोगं कुर्व् करोमि